मम ग्रामः स्वातन्त्र्यं प्राप्तेः अनन्तरम् एतावन्ति वर्षाणि अपि अथवा एतावत्सु वर्षेषु अपि कुग्रामः इव अस्ति अत्र अधुना अपि लोकयानसम्पर्कः नास्ति राजनेतारः अत्र न आगच्छन्ति अस्माकम् अस्माकं समस्यां न पश्यन्ति एतादृशी दुरवस्था अत्र अस्ति यदि वर्षाकालः आगच्छति तत्र दूरवाणी सम्पर्कः नष्टः भवति तत् समीकरणाय पुनः अस्माभिः पौनःपुन्येन कार्यालयाटनं कर्तव्यं भवति तथा अपि सम्पर्कसाधनं कदाचित् समीकरिष्यते अथवा न एतादृशी स्थितिः अस्ति अन्यच्च अत्र लघु बालाः सन्ति तेषां विद्यालयगमनार्थं यानव्यवस्था लोकयानव्यवस्था अतीव अपेक्षिता वर्तते किन्तु गृहाणि बहु न्यूनानि सन्ति इति कारणतः लोकयानव्यवस्था तत्र अधिकारिभिः न करिष्यते यतो हि केवलं धनार्थं ते लोकयानव्यवस्थां कुर्मः अन्यथा न कुर्मः इति साक्षात् वदिष्यन्ति एवम् अत्र एतादृशी व्यवस्था या अस्ति सा कथञ्चित् परिहरणीया इत्यतः सुयोग्यस्य उत्तरदायित्वस्य चयनम् अस्माभिः कर्तव्यम् अस्ति एकः उत्तमः राजनेता अस्मान् नयति चेत् सर्वादृशव्यवस्थां करिष्यति चेत् अस्माकं ग्रामः अपि सौलभ्यवञ्चितः न भवति सर्वकारीयस्य उपयोगः अवकाशानाम् उपयोगं वयं प्राप्तुं शक्नुमः धन्यवादः